चिरञ्जिविश्रीधरः भवताम् अक्षराभ्यासस्य कार्यक्रमः समीचीनं भवतु इति आशास्महे एतत् सन्दर्भे मम किञ्चित् लेखनरूपेण वाक्यरूपेण वा उपहारं उपहाररूपेण वक्तुम् अहम् इच्छामि विद्या ददाति विनयं विनयात् याति पात्रतां पात्रत्वात् धनम् आप्नोति धनात् धर्मं ततः सुखं एतत् भवतां प्रति मम उपदेशः भवान् आगामिकाले विद्यावन्तः भवतु इति आशास्महे विद्या प्राप्यते चेत् विनयः विनयः अपि प्राप्यते विद्या विनयः कुत्र अस्ति तत्र भवतां नित्य नैमित्तिकादि कर्माणि समीचीनं भवन्ति तदर्थम् एवं श्लोकेन मम आशीर्वादं उपहाररूपेण पृच्छामि भवताम् आयुरारोग्य ऐश्वर्यं सुखं भवतु इति प्रार्थयामि